जीवनशैली विद्युत् आश्रिता एव वर्तते यदि विद् विद्युत्व्यत्ययः भवति तदा सौरशक्ती पुनः इन्वर्टर् दीपान् चालयित्वा वयं कार्यं कर्तुं शक्नुमः परन्तु तस्मिन्नपि यदि चार्ज् नष्टं भवति तर्हि पाककरणेषु अन्यस्मिन् कार्येषु पठनेषु वा बहु क्लेशः अनुभूयते अन्यविकल्पाः नाम ते एव इन्वे इन्वर्टर् पुनः सौरशक्ति अथवा गृहे एव जलसंरक्षणं कृत् कृत्वा तेषां सकाशादपि वयं विद्युत् प्राप्तुं शक्नुमः जनानां समीपे स अस्मिन् काले आधिक्येन इन्वर्टर् भवत्येव ते तेनापि ते विद्युत् व्यत्यय समयेषु कार्यं कर्तुं शक्नुवन्ति